स्वास्थ्यसेवा परिवहनं शिक्षा इत्यादीनां विषये यदा वयं नगरं ग्रामः इति अनयोर्मध्ये तुलनां कुर्मः चेत् तत्र ग्रामे तु प्राकृतिकरीत्या सम्यकस्ति तत्र संरक्षणमस्ति वातावरणस्य उत्तमं तत्र व्यवस्था अस्ति एव किन्तु अन्य स्वास्थ्यसेवाविषये वा अनुचितं परिवहनविषये वा अथवा शिक्षा वा इति पश्यामः तर्हि नगरस्यापेक्षया तत्र न्यूनाः अवसराः एव तत्र लभ्यन्ते यतः नगरेषु बहूनां जनानाम् आगमनम् अस्तीति कारणेन तत्र बृहत् बृहत् संख्यामात्रेण अत्र संस्थाः अपि भवन्ति तेन कारणेन अत्र यत्किञ्चित् आवश्यकञ्चित् झटिति मिलति इति एकः अवसरः अपि नगरे अस्ति किन्तु तादृशः अवसरः ग्रामे तु न लभ्यते एव तर्हि किं करणीयम् इत्युक्ते तत्र ग्रामस्य स्थितिः अपि किञ्चित् वर्धनीया इति चेत् प्रायशः प्रत्येकस्य मनुष्यस्य मनसि तद् चिन्तनम् आगच्छतीत्येव मम चिन्तनम् यतः एकः मनुष्यः यत्किञ्चित् पठति तद् पठित्वा तत् साहाय्यं ग्रामजनाः अपि प्राप्नुवन्तु इति यथा सः चिन्तयति तदनुगुणमेव न ग्रामस्य वर्धनं भवति तद् प्रत्येकः शिक्षितः मनुष्यस्य उत्तरदायित्वम् इत्यपि वयं वक्तुं शक्नुमः ए तेन कारणेन तत्र वयं कर्तुं शक्नुमः अन्यथा सर्वकारतः यत् सर्वं साधयितुं किञ्चित् अनिवार्यमिति यदि ते ला अण्ड् आर्डर् इति वदामः तत् सर्वम् आनयन्ति तर्हि कदाचित् तद् अनिवार्यमिति आनयञ्चित् कदाचित् जन् जनाः अपि कर्तुं सिद्धाः भवन्ति उदाहरणमिदानीं वयम् डाक्टर् एम्बिबिएस् पठामः अन्तिमवर्षं तु अनिवार्येण तैः कुत्रचित् एकत्र चिकित्सा करणीया एव इति यदा अनिवार्यमिति अस्ति तदा तैः तत्र गन्तव्यमेव इच्छन्ति वा न इच्छन्ति वा एकवर्षन् यावत् तैः तत्र कार्यं करणीयम् एवमेव सर्व विभागेषु अपि यदि ते आनयेयुः तर्हि कदाचित् ग्रामाणां वर्धनं तु निश्चयेन साध्यमिति मम चिन्तनम्